अस्माकं प्रदेशे पारम्परिकशिक्षणव्यवस्था इति नास्ति केवलम् आधुनिकशिक्षणक्रमेण एव जनाः शिक्षणं स्वीकुर्वन्ति सन् स्वीकुर्वन्तः सन्ति किन्तु मम मनसि किमस्ति इत्युक्ते पुरा पारम्परिकशिक्षणे छात्राणां कृते अध्ययनं करणीयम् उन्नत संशोधनं करणीयम् इति बहु आसक्तिः आसीत् सामान्यतया तावत् आसक्तिः इदानीं काले छात्राणां कृते नास्ति इति अभिप्रायं वक्तुं शक् शक्नोमि किमर्थं इत्युक्ते इदानीं जनेभ्यः इतर आकर्षणाः अधिकाः सन्ति ते किं कर्तुमं इच्छन्ति इत्युक्ते भिन्न भिन्न कार्यं अथवा भिन्न भिन्न समाजे यत् किमपि भिन्न कार्यं कर्तु कृत्वा धनसम्पादनं कर्तुं इच्छन्ति तथा शिक्षणम् अपि इदानीं केवलं धनसम्पादनार्थं इति बालानां मनसि दृढ़ेन आगतम् अस्ति तदर्थम् इदानीं काले जनाः संशोधनार्थं तावत् इच्छां न प्रदर्शयन्ति किन्तु किन्तु उन्नतशिक्षणे यः संशोधनं कुर्वन्ति यः संशोधनं करोति सः श्रेष्ठ धनार्जनं कर्तं शक्यते सः उन्नतरीत्या उन्नत स्थानं प्राप्तुं शक्यते इति ज्ञात्वा केचनः संशोधनं कर्तुं इच्छन्ति बहु आसक्तितया संशोधनं कर्तुं केवलं न्यूनाः एव इच्छन्ति इति अभिप्रायम् वक्तुं शक्यते